उत्पन्नधान्यं पूर्वं तु परस्पर विनिमयं भवति स्म अधुना तथा काल नास्ति अत विक्रयणमेव कर्यव्यं भवति तदा कदाचित् मध्यवर्तिनः वयमेव कुर्मः चेत् साक्षात् गत्वा क्रयणं विक्रयणम् एवं कुर्मः चेत् तत्तु आधिक्येन आधिक्येन क्लेशः न भवति परन्तु दूरे प्रेषणीयं यदि भवति उत्पन्नसस्यानाम् अथवा धान्यानां तर्हि मध्यवर्तिनः अवश्यम् अपेक्षिता भवन्ति कदाचित् तैः साहाय्यमपि कुर्यात् शोषणमपि कुर्यात् अथवा साहायं कृत्वा साहाय्यं कुर्वन्ति इति भासते परन्तु तत्र तेषां तैः वञ्चनमपि कृतं स्यात् एवं क्लेशः भवति पुनः सर्वेपि एवं शोषणं कुर्वन्ति इत्येव नास्ति सः मध्यवर्तिनः समीचीनाः अपि भवन्ति इति वक्तुं शक्यते